हा अरुण हा भवतः रिसल्ट् आगतं वा इदानीं भवान् इदानीम् एम् ए परीक्षां भवान् लिखितवान् आसीत् किल इदानीं परीक्षां लिखितवान् आसीत् किल हा रिसल्ट् आगतं वा अस्तु अस्तु अस्तु यदि आगच्छति चेत् अग्रे भवान् किं कर्तुम् इच्छति इत्युक्ते भवतः भविष्यत् प्लेन् किमस्ति न इदानीं भवान् एम् ए समाप्तं यतः भव् भवति पठन अनन्तरम् अग्रे पि एच् डि वा नीट् वा तादृशं किमपि परीक्षां लेखितुमिच्छति वा परीक्षां किमपि लेखितुमिच्छति वा अस्माकं महाविद्यालयतः किमपि साहाय्यं भवतः कृते अपेक्षा अस्ति वा तदेव तदेव भवतः स्पष्टता अस्ति वा अग्रे किं भवतः पठनानन्तरं किम् उद्योगं कर्तुमिच्छति इत्युक्ते विद्यालये अध्यापकरूपेण भवान् गन्तुमिच्छति इति तर्हि भवान् यदा बि ए संस्कृतमेव पठितवान् किल अनन्तरं बि एड् समापितवान् वा बि ए बि ए अनन्तरं साक्षात् एम् ए पठितवान् वा बि एड् समापितवान् वा मध्ये

तदेव इदानीं भवान् बि ए समापितवान् चेत् बि एड् निमित्तम् अप्लै करणीयमासीत् भवान् एड् न कृतवान् साक्षात् एम् ए समापितवानस्ति यदि विद्यालये कार्यं कर्तुम् इच्छति चेत् भवान् बि एड् निमित्तं प्रयत्नं करोतु न कुत्रापि अध्यापकरूपेण महाविद्यालये कार्यं कर्तुम् इच्छति चेत् नीट् लिखतु नो चेत् पि एच् डि डाक्टरेट् निमित्तं प्रयत्नं कर्तुं शक्यते तद् सर्वम् इदानीं यदा भवतः रिसल्ट् आगच्छति तदा वयम् अवगन्तुं शक्नुमः तदा यदा रिसल्ट् आगच्छति भवान् तस्मिन् समये एव अस्माकं कार्यालये सूचयतु कियद् कियद् मार्क् प्राप्तवान् कियद् पेर्सेण्टेज् मार्क् अस्ति अनन्तरम् अग्रे किमस्ति एवं भवान् महाविद्यालयम् आगत्य अस्माकं कार्यालये सूचनां ददातु तदनुसृत्य महाविद्यालयतः किमपि साहाय्यम् आवश्यकं चेत् वयं सर्वविधकार्य साहाय्यं कर्तुं सिद्धाः अस्तु अस्तु अस्तु अस्तु हा